सामान्यजीवने यत्र परिवर्तनम् अपेक्षितं तत्र परिवर्तयितुम् शक्तिः पुस्तके भवति इति मम अभिप्राय यः उत्तम पुस्तकस्य चयनं कृत्वा श्रद्धया पठति चेत् उत्तम पुस्तके विद्यमानाः अन्तर्भूताः श्रेष्ठविषयाः पठितारः मनसि प्रविश्य परिवर्तनम् आनयन्ति तेषां जीवनशैली अपि परिवर्तिता भवति तादृशं पुस्तकम् अहमपि बहुः कालात् पूर्वं स्वीकृत्य पठितवान् आट्टोबयाग्रफ़ि आफ़् योगी इति पुस्तकम् स्वामी योगानन्दमहावर्ये रचितं पुस्तकम् आत्मकथा एव सः आजीवनम् उत्तम आध्यात्मिकविद्यां प्राप्तुं तिष्ठा बहुत्र अटितवान् तस्य अपेक्षा का इत्युक्ते एकः उत्तमः गुरुः आवश्यकः इति सर्वत्र अटितवान् भिन्न भिन्न आश्रमं प्रति गतवान् भिन्न भिन्न गुरुजनान् मिलितवान् तैः सः भाषणं कृतवान् अन्तिमे बहु आतङ्केन पीडितः सः एकत्रं वासं कुर्वन् आसीत् तद् स्वयं गुरुः तम् अन्विष्य आगतवान् इदानीं वयम् अत्र एकं विषयम् अवगच्छामः योग्यः शिष्यः अस्ति चेत् उत्तमः गुरुः स्वयम् आगच्छति तदेव विषयः अस्माकम् आत्मनः योग्यता वयं वर्धयामः चेत् गुरुः जानाति उचितकाले उचितस्थले स्वयम् आगत्य श् शिष्यस्य पुरतः तिष्ठति तस्य हस्तं गृहीत्वा उत्तमं मार्गं दर्शयति तत्र लवलेशमपि सन्देहः नास्ति इति मम दृढः विश्वासः एतेन अहं सुदृढं वदामि आक्टोबयोग्रफ़ि आफ़् अ योगी इति पुस्तकम् इठस ट्रान्फ़ार्म् मिलियन्स् आफ़् पीपल्स् लैफ़् इति अहं जानामि अहमपि तेषु अन्यतमः दिस सन्तोषेन वदामि